अस्माभिः स्वपादपानाम् उत्तमवस्थाय कस्य मार्गदर्शणं स्वीक्रियते इति प्रश्नः पृष्टः अस्माभिः सुभाष् पालेकर्महोदयस्य पद्धतिः अनुसर्तुं प्रयत्नः क्रियते किन्तु तत् आधिक्येन जैविककृषिः अस्ति इति कृत्वा उत्पत्तिः न्यूना भवति उत्पत्तिन्यूनत्वात् धनलाभस्य न्यूनता विद्यते तेन अस्माकं यत् सम्पूर्तिः विद्यते तेन धनेन तत्सर्वं कर्तुम् अशक्यत्वात् किञ्चित्प्रमाणेन अस्माकं कश्चन महोदयेन उक्तरीत्या सोल्युबल् फर्टिलैज़र्स् उपयुज्यते यज्जले स्थापिते सति ते जले निमग्नाः भवन्ती तादृश किं फ़र्टिलैज़र्स् अन्यथा ग्रोत् प्रमोटर्स् उपयुज्यते अस्माभिः